आधुनिककालस्य मनोरञ्जन कलायाः कलाः तु एवं सन्ति वयं तु इदानीम् अधिकं कुत्रापि गत्वा कलास्वादं कर्तुं न इच्छामः इत्युक्ते यत् किमपि गृहे एव भवति तेनैव वयं मनोरञ्जनं प्राप्तुम् इच्छामः तदर्थम् एव दूरदर्शनं बहवः पश्यन्ति वयं तदेव वयं नाटकं द्रष्टुं न इच्छामः अथवा नृत्यकार्यक्रमं बहिर्गत्वा द्रष्टुं न इच्छामः सङ्गीतं बहिर्गत्वा वयं श्रोतुं न इच्छामः गृहे एव यत् किमपि भवति तेनैव वयं सन्तुष्टाः यतः वयं अलसाः अभवम् अतः अस्माकं पारम्परिकरीत्या वयं पूर्वस्मिन् काले इदानीं प्रायः विंशति अथवा त्रिंशत् वर्षेभ्यः पूर्वमपि एकः सङ्गीतकार्यक्रमः इत्युक्ते घण्टात्रयस्य कार्यक्रमः भवति स्म इदानीं घण्टा द्वयम् एव भवति यतः जनानाम् आसक्तिः नास्ति बहिर्गत्वा श्रोतुम् अतः यत् किमपि भवतु तस्य स्तरः सम्यक् नास्ति चेत् अपि अहं गृहात् बहिः न गच्छामि यत् किमपि अस्ति तेनेव अहं सन्तोषम् अनुभवामि इति जनानां मानसिकता अस्ति अतः पारम्परिककलासु बहिर्गमनं जनैः सह मेलनं तत्र आस्वादः इति आसीत् तत् इदानीं तन काले न दृश्यते एवमेव अस्ति एतदेव बहु मुख्यः अंशः अस्ति पारम्परिक च नूतनकलायोः कलयोः विषये इति मम चिन्तनम्